इदानीम् अहं भवतः भोजनशालातः स्विगी द्वारा नूडल्स् आनीतवान् परन्तु नूडल्स् सम्यक् नासीत् तत्र दुर्गन्धः आयाति प्रायशः एतत् पूर्वदिने निर्मितम् आसीत् अतः भवान् पुनः एकं मां प्रेषयतु नोचेत् मम धनं प्रत्यर्पयतु इति